शालायां मम विषयः आसीत् पूर्वं सोसल् सैन्स् सामाजिक विज्ञानम् अनन्तरं भूगोलः राजनीतिः शास्त्रं राजनीतिशास्त्रे अहं सर्वं ज्ञातवान् शासनमध्ये कथं किमर्थम् अहं चिनुमः किमर्थम् अहं शासनं करोमि विधायकाय कति रूप्यकाणि मिलति अनन्तरं सोसल् सैन्स्मध्ये अहं ज्ञातवान् पर्यावरणस्य संरक्षणं कथं करणीयं कथं न करणीयम् एतत् सर्वं विज्ञातं विज्ञात्वा एव अहं सोसल् सैन्स्मध्ये विभिन्न प्रकाराणि यथा ज्वालामुखी भवति समुद्रतटे किं किं भवति समुद्रस्य अन्ते किं भवति वायुमण्डले किं किम् अस्ति किं किं लेयर् अस्ति वायुमण्डले छो मण्डलं नव मण्डलं आय मण्डलं समताप मण्डलम् इत्यादि कथं भवति भूगोलः जीयोग्राफिमध्ये किं किं चलति किं किं कुर्वन्ति एतत् सर्वं विज्ञाय एव अहं शालायां मम विषये अस्ति आर्ट्स् इति उक्ते कला कथम् अहं करणीयं किं न करणीयं शालायाम् एतदेव मम प्रिय सब् सब्जेक्ट् अथवा विषयः आसीत् शालायाम् सर्वे जनाः सामाजिकाः भवन्ति सामाजिकः नैतिकः सामाजिकः नैतिकः इव सर्वाङ्गीण विक् विकासाय बालकस्य कृते एव भवति